मया आनीतः कण्ठहारः किञ्चिदपि सम्यक् नास्ति किञ्चित् जलं स्पृष्टुं चेत् वर्णम् एव नष्टः आभरणस्य मौल्यमपि अधिकम् आसीत् सुवर्णवत् दृष्टम् परं न सुवर्णम् गुणवत्तता अपि सम्यक् नास्ति आभरणं शीघ्रं भग्नम् अभवत् मम वस्तुविक्रयणे मम नकारात्मक अनुभवः अधिकः वर्तते सर्वत्र विपणेषु व्यापारे द्रोहं चिन्तनम् इति नियमः प्रचलितः वर्तते वस्तुविक्रयणे अस्माभिः जागृतव्यवहारः अनुसरणीयः